नमस्कारः

पश्यन्तु अस्माकम् अत्र दानं व्याहा भवान् दातुं इच्छति किमपि चेत् अत्र अस्माकं गो गोशाला अस्ति भवान् तु जानाति एव गोशालां दृष्ट्वा एव भवान् प्रायः अत्र प्राप्तः सम्पर्कः कृतः ग् गो अस्तु अस्तु गां कृते भवान् दातुमिच्छति तर्हि अत्र प्रायेण शत शतगावाः गावः गावः सन्ति शतगावः शन्ति तर्हि तेषां तेषां कृते भवद्भिः दीयते धनं दीयते तु अत्र केचित् विशेषाः नियमाः सन्ति भवान् तत् त तान् नियमान् पूरयित्वा तान् नियमान् कृत्वा एव भवान् अत्र दानं द्रश् दातुं शक्नोति अत्र तत्र धनस्य कापि नियमः नास्ति भवान् कः कति दातुं इच्छति इत्यादिकं इत्यादिकं किमपि सर्वप्रथमं भवता पूरणीयम् एकं फ़ाम् पूरणीयं एकं पत्रं पूरणीयं तत्र भवतः नाम तत्र भवतः नाम भवति भवान् कुतः पुनश्च भवतः एड्रेस् इत्यादिकं सर्वं भवति न सङ्ख्या दूरवाणीसङ्ख्या अपि लिख्यताम् एवं च ई मेल् एड्रेस् इत्यादिकं विलिख्य पुनः भवान् कति धनं दातुं य् इच्छति तदपि लिखतु ततः परं ततः परं भवता किं कर्तव्यं किं कर्तव्यम् इत्युक्ते मम भवान् किमर्थं दातुं इच्छति तदपि तत्र अवश्यं लेखनीयं धनं किमर्थं दातुमिच्छति त् अत्र पश्यन्तु गावः ये गावः सन्ति गोः किं नाम भोजनार्थं भवति इत्यादिकं तत्र गोशालायाः परिष्करणार्थमपि भवान् दातुं भिन्न भिन्नः तत्र व् विधेयः विविधाः तत्र कुर् कोष्टकाः सन्ति भवान् कस्यचित् कृते अपि दातुं शक्नोति भवान् यदि आगच्छति चेदेव सम्यक् नो चेत् भवान् ततः उपविष्ट् तत्र उपविश्यापि दातुं शक्नोति एवं करोतु भवान् तत्र उपविश्य अहं भवन् भवते एकं पि डि एफ़् प्रेषयामि तद्भवान् प्रे तत् भवान् प्रिण्ट् औट् कृत्वा निष्कासयतु निष्कास्य तत् तत्र पूरयित्वा तत् पूरय